सार्वजनिकप्रदर्शनार्थम् अथवा प्रतिष्ठापनार्थं क्रियमाणेषु शिल्पेषु सौन्दर्यं औचित्यं च बहु मुख्यं भवति यतः बहवः जनाः विभिन्नपृष्टभूमौ एतं शिल्पं पश्यन्ति अस्मभिः तावत् एकमनस्कतया इदं शिल्पं रचनीयं भवति शिल्पस्य निर्माणे काचित् सौन्दर्यदृष्टिः मुख्या भवति यथा यथा शिल्पानां निर्माणे आसक्तिः सूक्ष्मता परिश्रमः प्रशंसा वर्धते तथा तथा शिल्पानि अपि सुन्दराणि मनोहराणि आह्लादकराणि भवन्ति अतः एव एतेषु दिनेषु देवानां शिल्पैः सह मनुष्याणां श्रेष्ठानां शिल्पाणि अपि क्रीयन्ते वयम् अद्यत्वे द्रष्टुं शक्नुमः यत् शिल्पनिर्माणकला बहुभिः आसादयतुं न सुलभा अतः एतादृशीं सार्वजनिकप्रदर्शनार्थं विनियुज्यमाना विनियुज्यमानां शिल्पकलां वयम् आसक्त्या ततोप्यतिशयेन श्रद्धया निष्ठया च कर्तुं शक्नुयाम